गतसप्ताहे अहं एकं सुगन्धं द्रव्यं क्रीतवती एतत् सुगन्धद्रव्यं द्रव्यस्य वासना सम्यक् नास्ति बहु गाढमस्ति अतः मम शिरोवेदनापि अभवत् मम एतत् सुगन्धद्रव्यस्य उपयुज्य उपयोगं करोति चेत् मम वस्त्रमपि वस्त्रं वर्णरहितमभवत् अतः अहम् अहं सन्तुष्टा नास्मि नास्मि